अहं पठनसमये विभिन्न कम्प्यूटर् सेण्टर् मध्ये कार्यं कृतवान् एवञ्च पठितवान् पठनसमये एव पार्ट्टैम् कार्यं कृतवान् पठितवान् एवञ्च अध्ययनसमये धनस्य अपेक्षा अधिकमासीत् धनस्य विषये अहं बहुकष्टम् अनुभूतवान् तथापि प्रातःकाले कक्षां गत्वा सायङ्कालेषु कार्यं करणार्थं गत्वा धनम् अर्जितवान् एवञ्च विरामसमये पित्रा सह कृषिकार्यम् अपि कृतवान् अहं कष्टं अध्ययनं कृतवान्